अस्माकं राज्ये संस्कृतिविशेषे संस्कृतभाषायाः महत्वं योगदानम् अस्ति प्रथमतया वेदाः प्रयु प्रयोज्य विवाहः आदि संस्काराः क्रियन्ते

प्रा प्राचीनकाले गुरुकुल सिस्टं आसीत् इदानीमपि अस्माकं विद्यापीटे गुरुकुळ सिस्टं इदानीमपि प्रचलन्ति अस्ति

कति कानिचन गानानि संस्कृतं एव लिकन् लिकन्ति तत् इदानिमपि गायन्ति